वयं तु ब्राह्मणाः वयम् अन्यदेशं गन्तुम् अवकाशं प्राप्नुवः अपि प्राप्नुवन्तः अपि वयं न गच्छामः किन्तु प्रश्नस्य उत्तरं दातव्यञ्चेत् दातव्यं चेत् अन्यदेशं गन्तुं यदा अवकाशं प्राप्नोमि तदा श्रीलङ्का इत्यादि स्थलं प्रति गन्तुम् अहम् इच्छामि किमर्थञ्चेत् किमर्थं चेत् तत्र रामायणस्य रामायणकाले रामायणस्य रामायणम् आधारिताः बहुप्रदेशाः द्रष्टुं शक्यन्ते एवं तत्र र्दं रावणसाम्राज्यं तु स्वर्गादपि अति सा सुन्दरम् अलौकिकं वर्तते इति अह वयं तु रामायणे पठितव्यं वर्तते तस्मात् अहम् अन्यदेशं गन्तुम् अवकाशं यदि प्राप्नोमि तदा श्रीलङ्कानगरं प्रति गन्तुम् इच्छामि